मम बिहारमण्डले एकः चिकित्सालयः अस्ति एस् एम् एस् हास् चिकित्सालयं तत्र बहवः बहवः बह्व्यः रुग्णाः रुग्णाः आसन् तत्र न तु शय्याः अपि आस् आसन् न आक्सिज़ेन् अपि आसीत् तत्र अनेके रु रुग्णाः ये चिन्तितवन्तः कथं मम स्वास्थ्यं समीचीनं भवेत् कथं व्यवस्थाः करणीया ये चिकित्सालयमध्ये प्रशिक्षिताः आसन् ते अपि चिन्तितवन्तः कथं व्यवस्थाः करणीयाः एवञ्च मम अपि पितुः एकवारं रुग्णः जातः तत्र शम् तस्मिन् समये मम जनकः चिन्तितवान् कि कथं व्यवस्था अस्ति आसीत् तत्र आक्सिज़ेन् अपि न आस् आसीत् तत्र अहं कथं स्वास्थ्यं समीचीनं कथं स्वास्थ्यं समीचीनं भवेत् इति चिन्तितवान् तस्मिन् समये अहं चिन्तयामि स्म मम जनकः कथं स्वास्थ्यं समीचीनम् आसीत् कथम् आक्सिज़ेन् कुत्र मिलति शय्या अपि अत्र नास्ति ये अनेके रुग्णाः आसन् ते भूमौ शयनं कृतवन्तः तत्र अहं चिन्तितवन्तः मम अनुभवं यद् अस्ति तत्र चिकित्सालयमध्ये केऽपि व्यवस्था नास्ति